यदस्माकं प्रधानमन्त्री नरेन्द्रमोदीवर्याणां द्वारा आरब्धम् अस्ति स्वच्छभारत मिशन् अथवा स्वच्छभारत अभियानम् इति तत्तु देशस्य अभिवृद्धिदृष्ट्या वा भवतु अस्माकं स्वास्थ्यसंरक्षणस्य विषय दृष्ट्या वा भवतु अत्यन्तं समुचितम् अस्ति यतोहि स्वच्छभारत् इत्युक्ते केवलं अथवा साक्षात् भारतस्य स्वच्छता इति नास्ति प्रथमतः वयं गृहादारभ्य अस्माकं गृहं स्वच्छं कुर्मः अनन्तरम् अस्माकं वीतिः तस्य स्वच्छतां कुर्मः अनन्तरम् अस्माकं नगरं यदस्ति अथवा ग्रामः यदस्ति तस्य स्वच्छता भवति एवमेव अस्माकं मण्डलम् अथवा जिल्ला उपमण्डलम् इत्यादिकं तत्रैव अन्तर्भवति अनन्तरम् अस्माकं राज्यस्य स्वच्छता एवमेव अस्माकं देशस्य स्वच्छता भवति स्वच्छभारतम् इत्युक्ते केवलं वक्तुम् एकं मिशन् इति नास्ति वयं नरेन्द्रमोदीवर्याणां जन्मदिनादारभ्य गान्धीजयन्तीपर्यन्तमपि स्वच्छतां कुर्मः केवलं तस्मिन् काले इत्येव न तस्मिन् काले मिशन् इति रूपेण कुर्मः अनन्तरदिनम् अपि वयं प्रतिदिनं यथा अवकरकण्डानि तत्र अवकरकण्डोले एव स्थापयामः अवकरान् तथैव प्रतिदिनं यथा गृहं स्वच्छं कुर्मः तथैव प्रतिदिनमपि स्वच्छं कुर्मः स्वच्छता अस्माकं जीवने अत्यन्तं महत्वं वहति यतोहि स्वच्छता न भवति चेत् रोगरुजिनादिकम् आगच्छन्ति अथवा रोगादिकम् आगत्य अस्माकं मानसिकस्थितिः वा भवतु दैहिकस्थितिः वा सम्यक् न भवति अनन्तरं कार्यार्थं गन्तुं न शक्नुमः सर्वमपि धनं वैद्यस्य समीपे एव गच्छति अस्माकं जीवनम् आरोग्यम् आयुषं सर्वमपि व्यर्थं भवति अतः स्वच्छभारत मिशन् इत्येतत् अत्यन्तं सम्यक् अस्ति इति मम अभिप्रायः